अत्यन्तं समीचीनः अयं प्रश्नः होल्सेल् मार्केट् प्रायः बेङ्ग्ळूरुनगरे बहु विद्यते चिक्पेट् मध्ये अथवा एन् आर् कालोनी मध्ये गान्धी बज़ार् मध्ये बहुत्र होल्सेल् मार्केट् बहु दृश् द्रष्टुं शक्यते गतेषु वर्षेषु शाखानाम् उपस्काराणाञ्च मूल्यानि अत्यन्तं प्रवर्धानि सन्ति यतोहि सर्वकारः अत्रत्यः यः अस्ति तेषां वञ्चनवशात् सर्वत्र नाम उचिततया निःशुल्कतया वाहनव्यवस्था या कृता कर्नाटकदेशे स्त्रीणां कृते तस्य तद्वशात् सर्वस्यापि इदानीं मौल्यं प्रवर्धमस्ति शाखादीनां ग्रहणं चेत् एकस्य शाखं तत्समूहस्य दशं दशरूप्यकाणि पूर्वं यदि आसीत् इदानीं तस्य पञ्चाशत् रूप्यकाणि यत् पञ्चाशत् रूप्यकं यस्य भवति तस्य इदानीं शतं रूप्यकाणि इत्येवं शाखानां वस्त्राणां वस्तूनां च विषये वक्तुमेव न शक्यते तथा तस्य मौल्याधिक्यं सम्पन्नमस्ति सर्वदा तु इदं दृश्यते आन्लैन् माध्यमेन यत्किमपि वयं स्वीकर्तुमिच्छामः अग्रे गत्वा नाम आपणं गत्वा यदि वयं यदा स्वीकुर्मः तदपेक्षया किञ्चित् मौल्यम् आन्लैन् मध्ये अधिकमेव भवति परन्तु कदाचित् यदा दिनविशेषाः भवन्ति तदा अत्यन्तं मार्गं दृश्यते आन्लैन् माध्यमेन तस्य दुरुपयोगः अपि वर्तते सदुपयोगः अपि वर्तते यथा दुरुपयोगः इत्युक्तौ यदि वयं किञ्चित् वाञ्छामः तदेव आगच्छति इति निर्बन्धः नास्ति आन्लैन् मध्ये कदाचित् वस्त्वन्तरस्यापि प्रेषणं भवति कदाचित् समीचीनवस्तुनः प्रेषणं भवति कदाचित् असमीचीनमपि प्रेषयन्ति एतादृशदुरुपयोगः अपि कदाचित् भवति सदुपयोगः इत्युक्तौ कदाचित् वृद्धाः सन्ति गृहे बहिः गन्तुं न प्रभवन्ति तादृशकाले तु आन्लैन् माध्यमेन गृहे उपविश्य एव सर्वं ते आनीतुं प्रभवन्ति इति सौकर्यमपि तस्य वर्तते